देवतामूर्तीनां निर्माणविषये काश्यपद्धतिः अस्माभिः आश्रीयते काश्यपीयशिल्पशास्त्रे देवतामूर्तीनां रचना कथं कर्तव्या इति तैः निर्दिष्टं वर्तते देवतामूर्तिः कथं भवेत् एतादृशदेवता मूर्तिः चेत् तत्र किं किम् आवश्यकम् उदाहरणे उदाहरणार्थं गणेशस्य मूर्तिं वयं कुर्मः चेत् तत्र किं किं भवेत् गणेशस्य नासिकं कथं भवेत् शुण्डः भवेत् कर्णौ कथं भवेत् नेत्रौ कथं भवेत् उदरं कथं भवेत् एतादृशं मूर्तौ परिमाणाः उक्ताः तद्वदेव गणेशस्य मूर्तिं करणीयं भवति विष्णोः मूर्तिः चेत् शङ्कं चक्रः गदा पद्मम् इत्यादि हस्ते भवेत् एवं रामस्य मूर्तिः चेत् तत्र किरीटं धनुर्भाणाः एवं सर्वमपि तत्र भवेत् एवम् देवतानां मूर्तीनां निर्माणविषये काश्यपः रचिते शिल्पशास्त्रे परिमाणाः उक्ताः तदाधारेणेव तदाधारेणेनैव तत् शिल्पशास्त्ररीत्यैव निर्माणं करणीयं भवति इति मम विचारः धन्यवादः